किं त्वं कागदे लिखसि अथवा टैपिङ्ग् करोषि इति चेत् अहं कागदे कदाचित् लिखामि तथापि टैपिङ्ग् कर्तुम् अहं बहु इच्छामि अहं तु आधुनिका अस्मि खलु तस्मात् टैपिङ्गेव मम मह्यं रोचते कागदे लेखनम् इत्यादिकं तु यदाहं लघ्वी आसं तदा अहं तु गुरुकुले अधीतवती नाम गुरुकुले अधीतवती तत्र तु अहं गृहं न गच्छामि स्म इति कारणात् कागदेव पत्रं लिखित्वा पितरौ प्रेषयामि स्म तदानीं तु कागदस्य अतीव मुख्यमासीत् तदानीं तु अहं कागदेव लिखामि स्म अधुना तु टैपिङ्गेव मेसेज् इत्यादिकं सर्वं टैपिङ्ग् कृत्वा एव प्रेषयामि एवम् पूर्वं तु सर्वं कागदेव तदा तु कपोतः यद व् कपोतः यदि भवति तर् तस्य पादस्य अन्ते किं तस्य यद् किञ्चित् कागदं प्रेषणीयं कु कस्यचित् इति चेत् तत्र पादस्य अधः बन्धनं कृत्वा प्रेषयन्ति स्म अधुना तु तथा कः अपि क्लेशः एव नास्ति सर्वमपि टैपिङ्ग् किं मेल् करणम् इति वा अथवा यत् किञ्चित् किमपि मेसेज् करणम् इति वा सर्वमपि टैपिङ्ग्मध्येव दृश्यते तस्मिन् काले पुनः अन् किं तद् तस्मिन् काले तु सर्वं तदेव पत्नी एकत्र भवेत् पतिः अन्यत्र कार्यं कर्तुं गच्छ गच्छति स्म पुत्रः वा पुत्रः अन्यस्मिन् देशे माता वा अन्यस्मिन् देशे भवति स्म एवं च सर्वमपि पत्रेव लिखित्वा प्रेषयामि स्म अधुना तु सर्वमपि किं कंप्यूटर् इत्यादिकम् आगत्य सर्वमपि टैपिङ्ग्द्वारा एव प्रेषयन्तीति अत्यन्तम् सौकर्यं वर्तते तथापि किञ्चित् लेखनं तस्मादेव अधुना तु आधुनिकानाम् अक्षराण्यपि द्रष्टुं न शक्नु न शक्यते कुतः इति चेत् ते तु न लिखन्ति सर्वमपि टैपिङ्ग्द्वारा एव प्रेषयन्ति इत्यस्मात् पूर्वस्मिन् काले तस्मात् तालपत्रादीषु एव सर्वं लिखित्वा स्थापयामि स्म केऽपि टैपिङ्ग्करणम् इत्यादिकं किमपि न कृतवन्तः अधुना तु सर्वमपि साफ़्ट् कापि इति कृत्वा टैपिङ्ग्द्वारा एव सर्वं साफ़्ट् कापि इति कृत्वा सर्वं रक्षन्ति इति सम्यक्केव अस्ति सौकर्यं वर्तते अयं च व्यवस्था एवं दिनेषु दिनेषु लेखनं परिवर्त्य अधुना तु सर्वं टैपिङ्ग्द्वारा एव दृश्यते